पूर्वस्मात् कालात् भिन्नः एकांशः अधुना उत्तमं शिक्षणम् इदानीम् उत्तमम् इति भासते नाम पूर्व पूर्वे केवल पुरुषाः एव शिक्षणं प्राप्नुवन्ति स्म ते एव बहिः गत्वा उद्योगं प्राप्य वेतनं सम्पादयित्वा गृहस्य निर्वहणं कुर्वन्ति स्म महिलाः सर्वदा गृहे एव बद्धाः आसन् गृहकार्यं कृत्वा गृहे एव गृहात् बहिः कदापि न आगच्छति स्म गृहात् बहिः किमपि बाह्यज्ञानमपि किमपि न आसीत् परन्तु इदानीन्तनकाले महिलाः अपि बहिः आगत्य उत्तमशिक्षणं प्राप्नुवन्ति तथापि उत्तम उद्योगमपि प्राप्नुवन्ति वेतनमपि प्राप्नुवन्ति पुरुषाणां सम एव ते कार्यं कुर्वन्तः कुर्वत्यः सन्ति अतः तेषां विश्वासः वर्धितम् अस्ति स्वतन्त्रतया जीवननिर्वहणमपि ते कुर्वन्ति स्वतन्त्रतया किमपि किमपि उत्तमकार्यं कर्तुम् अस्ति चेत् तदापि कुर्वन्ति पूर्वं पश्यन्तु यदा पत्युः मृत मरणानन्तरं विधवास्त्रीणां बहु कष्टकरम् आसीत् जीवनम् इदानीं तादृश न किं इत्युक्ते सा अपि इदानीं शिक्षिता अस्ति उद्योग अपि कुर्वती अस्ति अतः इदनीं तादृशक्लेशः नास्ति महिलानां कृते इति ऐतिहासिकविषयानाम् आधारेण मम प्रदेशे किमपि केनापि समुदायेन समस्या अनुभूता न इति मम विचारः